आम् अहं सामाजिकमाध्यमेषु नृत्यस्य वीडियो स्थापयितुं शूटिङ्ग् करोमि यतो हि बहवः जनाः न जानन्ति यद् नृत्यं किमस्ति नृत्यस्य विशेषता किम् अस्ति तस्य महत्त्वं किम् अस्ति शास्त्रस्य तथा नृत्यस्य कोऽपि सम्बन्धः अस्ति वा किमर्थं नृत्यं करणीयं तेन किं भवति यत् सर्वम् अहं जनान् प्रति न शूटिङ्ग् माध्यमेन सोशल् मीडिया प्लाट्फ़ार्मम्स् माध्यमेन प्रेषयिष्यामि यथा इन्स्टाग्राम् अस्ति फ़ेस्बुक् वर्तते एतद् सोशियल् मीडिया प्लाट्फ़ार्म्स् वर्तन्ते तस्य माध्यमेन अहम् अहं यद् यथा संस्कृते शास्त्रे संस्कृतशास्त्रे भरतमुनिना नाट्यशास्त्रम् इति ग्रन्थः लिखितः अस्ति तस्मिन् ग्रन्थे भरतनाट्यम् इति नृत्यप्रकारस्य विषये बहु किमपि लिखितमस्ति तत्सर्वम् अहं शूटिङ्ग् कृत्वा नृत्यस्य माध्यमेन जनेभ्यः दर्शयितुम् इच्छामि यद् शास्त्रस्य कः सम्बन्धः नृत्यस्य प्रति नृत्यं तत्र केवलं नर्तनम् इति नास्ति तद् शास्त्रशुद्धं किमपि तस्य विशेषता अस्ति महत्त्वम् अस्ति तत्सर्वं कर्तुम् अहम् इच्छामि